अन्तर्जाल ज्ञानं तु मम अधिकं नास्ति इति कारणेन साक्षात् व्यवहारः एव मह्यं रोचते तत्र गच्छामि चेत् साक्षात् गच्छामि चेत् अधिकान् जानामि तत्र मम वित्तकोशे ये ये कार्यं कुर्वन्ति तान् सर्वानपि अहं जानामि एव तेषां मेलनमपि वार एकवारं भवेत् अनन्तरं सन्देहः वर्तते चेतपि ते सन्देहः निवारणं कुर्वन्ति परन्तु अन्तर्जालः चेत् सन्देहः निवारणं न शक्यते तद् भयः भवति इति कारणेन एव वित्तकोषात् व्यवहारः एव मह्यं रोचते अनन्तरम् अधिकाः जनाः तत्र बहु उत्तमतया कार्यं कुर्वन्ति वा इति बहु सम्यक् अहं जानामि एव तत् एकवारं हसित्वा एकवारं मिलित्वा गच्छामि चेत् मनःशान्तिः भवति